अहं तु विडियो गेम्स् विषये न जानामि मया विडियो क्रीडाः न क्रीडिताः परन्तु मम पुत्रः सर्वदा क्रीडति अहं तं तर्जयामि पठतु पठतु इति परन्तु सः न त्यजति एव इदानीं शालारब्धा इति कारणात् सोपि त्यक्तवान् अस्ति